मम प्रदेशे आजीविकायाः मुक् वस्तुतः मुख्यं स्रोतः भवति कृषिकार्यं तत्रैव अधिकानां कर्मकराणां कार्यनियोक्तृत्वं दृश्यते यदि कृषिकार्यं परित्यज्य अन्यत्र पश्यामः तर्हि क् एवं बहवः आजीविकायाः कृते बहवः व्यवसायिकः कार्यक् कार्यक्रमः बहवः व्यवसायिकाः कार्यक्रमाः सन्ति यत्र मनुष्याणां प्रवृत्तिः दृश्यते किञ्च तेषु कार्यक्रमेषु जनानां सर्वकार्यवृत्तिं प्रति प्राधान्यं न नास्ति वस्तुतः वैयक्तिकवृत्तिं प्रति प्राधान्यम् अस्ति कुतः इति चेत् तत्र अधिकानां कर्मकराणाम् अधिकानां कर्मकराणां प्रतिदिनं जीविकार्जनं भवति प्रतिमासं न तु न तु प्रतिमासं न तु प्रतिवर्षं एवं यदि प्रतिदिनं जीविकार्जनं कुर्यात् तर्हि तेषां वैयक्तिकवृत्तिं प्रति प्राधान्यमागच्छति न तु सर्वकार्यवृत्तिं प्रति किञ्च तेषु कार्यक्रमेषु अपि उद्योगराहित्यं मया अवलोकितं कुतः इति चेत् अस्माकं प्रदेशे बहवः जनाः शिक्षिताः न सन्ति तस्मात् अशिक्षितत्वात् तेषु तेषां उद्योगराहित्यं तु भवत्येव